गतसप्ताहे अहम् अस्माकं पाठशालातः पुस्तकानि प पठ पाठशाला पठनार्थं पठनपुस्तकानि अत्र आन्लैन् मध्ये आर्डर् कृतवान् ते अहं प्राप्तवान् किन्तु तत्र किं भवति किञ्चित् अहं न जानामि कुत्र यावत् दोषः अभवत् किन्तु पुस्तकानि प्रप्रथमं तु अहम् आर्डर् कृतवान् पञ्चपुस्तकानि किन्तु तत्र चत्वारि पुस्तकानि एव अहं प्राप्तवान् तदनन्तरं तदनन्तरं पुस्तक कोणे अपि पुस्तके अन्तः अपि किमपि किञ्चित् चिद्रः अहम् अनुभूतवान् अर्थात् सम्यक् नास्ति पुस्तकं पठन विषये सम्यक् नास्ति अतः अहं किं करिष्यामि इति अहं न जानामि किन्तु अत्र एतत्तु द्वितीयवारम् अभवत् पथमवारं तु किञ्चित् समीचीनमेव समीचीनं समीचीनतया अहं पुस्तकानि प्राप्तानि मया किन्तु तदनन्तरं द्वितीयसमये एव एतत्तु समीचीनं न आगच्छति धन्यवादः